सर्वेपि स्वीयजीवने बाल्यकालादारभ्य अन्तं मरणपर्यन्तमपि एकं किमपि साहित्यिकपात्रं मनसि स्थापयन्ति तत्र कदाचिद् रामायणस्य अत्यन्तं प्रेरणास्पदं किञ्चिद् साहित्यिकपात्रं मनसि स्थापयन्ति अथवा महाभारतस्य स्थापयन्ति अथवा काले गते सति ये तत्र कादम्बरी कादम्बर्यादिकं लिखितवन्तः अथवा काव्यग्रन्थान् च काव्यग्रन्थाञ्च लिखितवन्तः तत्र यद्यद् पात्रमागच्छति साहित्यिकपात्रम् अथवा अन्यादृशं तत् सर्वं दृष्ट्वा स्वीय मनसि प्रेरणार्थं तद् स्थापयन्ति एतादृशः कोपि जनः नास्ति यः एकं साहित्यिकपात्रं दृष्ट्वा मम अनेन सह कोपि सम्बन्धो नास्ति इति एकोपि सम्बन्धः कदाचिदस्माकं मनसि भवति पात्रेषु भवति तद् दृष्ट्वा वयम् अत्यन्तं प्रेरणामपि प्राप्नुमः जीवने तस्य एकरीत्या वैशिष्ट्यमपि भवति यदि वयं बालान् पृच्छामः यत्र ग्रामेषु वसन्ति नगरे कदाचिद् भवति किन्तु विशिष्य ये ग्रामेषु वसन्ति तेषां कृते सर्वदा तत्र मातामह्यः पितामह्यः पितामहः मातामहः ये तत्र ग्रामेषु वसन्ति किं कुर्वन्ति इत्युक्ते महाभारताद् महाभारतादीनां कथां श्रावयन्ति कथां श्रावयन्ति तत्र बालः किं करोति यथा बालिका किं करोति इत्युक्ते कथां श्रुण्वन् अथवा श्रुण्वन्ती किं करोति इत्युक्ते इदं पात्रं मम कृते बहु इष्टम् अहम् अत्र एतादृशपात्रमग्रे कुर्यां तत्स् तस्मिन् पात्रे यत्र यत्र वैशिष्ट्यमस्ति तादृशं वैशिष्ट्यं सर्वं अहं स्वीयजीवने अहम् आविष्करिष्यामि येन च अहम् अन्येभ्यः अपि इदं बोधयितुं शक्नुयाम् इति बहवः बालाः बहव् बह्व्यः बालिकाश्च चिन्तयन्ति एकैकस्य एकैकम् एकैकं भवति कदाचित् कश्चन अहं रामम् इच्छामि इति वदति तत्र तत्रत्य बहून् गुणान् दृष्ट्वा अन्यः कश्चन चिन्तयति अहं लक्ष्मणः भवितुमिच्छामीति अन्यः कश्चन चिन्तयति अहं शत्रुघ्नः भवितुमिच्छामि शत्रुघ्नः न क्षम्यतां नकुलः भवितुमिच्छामि इति अनन्तरम् अग्रिमः शत्रुघ्नः तर्हि एवं चतुर्णां पात् चतुर्णां पात्राणां विषये शृत्वा दृष्ट्वा च मया एवं भाव्यम् इति सर्वेपि बालाश्चिन्तयन्ति एवमेव महाभारतं स्वीकुर्मश्चेत् तत्रापि एवमेव अहम् इदं द्वयमेव किमर्थं वदामि इत्युक्ते सर्वेषां बालानां सर्वासां बालिकाणां च अस्मिन् विषये सम्यक् स्पष्टता वर्तते अतः ये के च एवं पश्यन्ति शृण्वन्ति तर्हि ते एवं स्वीयजीवने वैशिष्ट्यं प्राप्तुमिच्छन्ति उदाहरणार्थं कश्चन युधिष्ठिरे विद्यमानं धर्मादिगुणं पश्यति चेत् अन्यः कश्चन भीमे विद्यमानं पराक्रमं पश्यति अन्य कश्चन किं करोति अर्जुनस्य ये ये गुणास्सन्ति तान् गुणान् स्वीयजीवने आविष्कर्तुमिच्छति अन्यः कश्चन किं करोति नकुलसहदेवादीन् दृष्ट्वा तत्रत्यान् गुणान् त्यागादिगुणान् दृष्ट्वा तत् सः स्वीयजीवने स्थापयितुमिच्छति एवं च प्रत्येकं जीवा जनस्यापि स्वीयबाल्यावस्थादारभ्य अन्तं यावत् एकैकस्मिन् विषये आसक्तिः तत्र भवत्येव प्रत्येकं पात्रमपि अस्माकं जीवने प्रत्येकं पात्रमपि यत्किञ्चित् पाठम् पाठयति तेन च वयं जीवने तेन सह सल्लग्नाः भवेम तत्र वयं सल्लग्नास्सन्तः तत् स्वीयजीवने स्थापयामः इति एका रीतिः अपरा रीतिः कथं भवति केचन किं कुर्वन्ति इत्युक्ते घा तत्र काव्यग्रन्थान् पश्यन्ति काव्यग्रन्थेषु विद्यमानं पात्रं स्वीकृत्य साहित्यग्रन्थेषु विद्यमानं पात्रं स्वीकृत्य तद् वयं जीवने स्थापयामः इति कदाचिद् अभिज्ञानशाकुन्तलादिकं दृष्ट्वा तत्रत्यान् गुणान् केचनगुणाः तादृशाः भवन्ति आवश्यं त्यक्तव्याः भवन्ति यदि गुणः कश्चन त्यक्तव्यः तर्हि सः गुणः कः इति आदौ ज्ञानमपेक्षितम् अतः तादृशं गुणम् त्यक्तव्यान् गुणान् कश्चन आविष्करोति इत्युक्ते तद् अस्माभिः स्थापनीयं भवति इत्युक्ते य त्यक्तव्यत्वेन अन्ये केचनगुणाः तादृशाः भवन्ति अहम् इदमित्थम् इति न वदामि किमर्थं नाम कस्मै कस्मैश्चिद् कस्मै कस्मै कश्चन गुणः इष्टो भवति यदि अहम् इदमित्थम् इति वक्ष्यामि तर्हि अयमेव गुणः न अन्यः गुणः इति कदाचिद् भाति अतः अहं जनरलैस् कृत्वा किं करोमि इत्युक्ते एकैकं गुणमपि अत्र वदामि येन च कादम्बर्यादिकं दृष्ट्वा तत्रागतान् साहित्यिकपात्रान् दृष्ट्वा किं करोति इत्युक्ते अयं कश्चन जीवः अथवा काचिद् व्यक्तिः इदं मम जीवनेपि स्यादिति चिन्तयति एवं यथा मया प्रागुक्तम् एतादृश रहितोपि एतादृश अध्ययनम् अथवा ज्ञानरहितोपि किं करोति इत्युक्ते स्वजीवने दृष्टं किञ्चित् पात्रं स्वीकृत्य अनेन मम सा अनेन सह सम्बन्धः कथं भवितुमर्हति इति कदाचित् कलाशालायां स्वीयज्येष्ठान् दृष्ट्वा अहमेवं करोमि सः यथा व्यवहरति तस्य अनुकरणञ्च करिष्यति तथैव यदा विवाहितो भवति तर्हि अन्यान् विवाहितान् दृष्ट्वा ते यथा भवन्ति तद्वद् मया भवितव्यं जीवने अन्येभ्यः प्रेरणा यथा लभ्येत तथा जीवनीयम् इत्यपि कश्चन चिन्तयतु वक्तुं न शक्यते कस्मै कदा कीदृशं पात्रम् इष्टं भवतीति अतः इदं सर्वं पश्यामश्चेत् सर्वेभ्यः साहित्यिकपात्रं जीवने इष्टं भवत्येव अहं ममापि वदामि स्वीय तत्र मम कृते पूर्वं कर्णः बहु इष्यते स्म इत्युक्ते कर्णस्य त्यागगुणान् सः व् वस्तुगत्या कथं वर्ध तेन कथं वर्धनीयमासीत् किन्तु कथं जातः तथापि सः अत्यन्तम् उत्तमः जातः युद्धेषु पराक्रमी जातः तर्हि तत् सर्वं दृष्ट्वा अस्माकं जीवनेपि एषा प्रेरणा भवति वयमपि किञ्चित् कुर्मः इति किन्तु काले गते सति विवेको भवति आदौ उत्साहो भवति अनन्तरं विवेकः भवति तर्हि विवेकप्राप्त्यनन्तरं किं जातं यदि कश्चन तत्र लभ्यते का अथवा काचिद् व्यक्तिः यदि लभ्यते तत्र आदौ वयमेकं गुणं पश्यामः अनन्तरम् इदं प्रायः सम्यग् न स्यादित्यपि अस्माकम् भाति परं किं भवति तत्र विमर्शः क्रियते विमर्शं कृत्वा इदं सम्यगथवा इदं न सम्यगित्यपि चिन्त्यते एवं साहित्यिकपात्रं सर्वदा सर्वान् किं करोति इत्युक्ते स्वीयजीवने यत्किञ्चिदुत्कृष्टतमं कार्यं कर्तुं सर्वथा प्रेरणां ददाति अतः तादृशी प्रेरणाप्राप्तये अस्माभिः सर्वैरपि एकैकदा एकैकः मार्गः अनुसर्तव्यः तत्र विशिष्य साहित्तिकग्रन्थेषु यानि यानि पात्राण्यागमिष्य आगच्छन्ति तेषां व्यवहारः तेषाम् उत्कृष्टगुणाः ते सर्वेपि सर्वथा स्वीकर्तव्याः के कानिचन पात्राणि तथा भवन्ति तत्र दृष्ट्वा तदुपरि तिरस्कारो भविष्यति इत्युक्ते अस्मिन् व्यक्तिविशेषे ये ये गुणास्सन्ति इत्युक्ते दुर्गुणाः ते दुर्गुणाः सर्वदा सर्वथा निवारणीयाः भवन्ति अतः तदर्थमेव अत्र यत्नः कर्तव्यः तदेव इष्टं भवति तदेव आसक्तिः आसक्तिं प्ररोचयति जीवने अन्येभ्यः प्रेरयितुं च कार्यं करोति इत्थम् अत्र साहित्यिकपात्रम् अनन्तरं साहित्यक गुणान् साहित्ये साहित्यपात्रेषु ये ये गुणाः व्यक्तव्याः याः व्यक्तयः आगताः ये ये गुणाश्च वर्तन्ते तान् सर्वानस् वयम् अस्माकं जीवने स्थापयिष्यामः तदानीमेव तस्य प्रयोजनं लभ्यते